अहं महाराष्ट्रे निवसामि अतः अत्र बहूनि विशिष्टानि खाद्यपदार्थानि सन्ति ततः पुराण्पोयि वडापाव् मिसाल् पाव् भजे कुर्डया आलूचफद्फद इत्यादि पदार्थानि मया रोचन्ते बहूनि पदार्थानि इतोपि सन्ति तत्र वडापावित्यस्य सज्जीकरणार्थं पाव् पाव् अस्ति तत् स्वीकरणीयम् अनन्तरम् आलुकं तद् बोय्ल् बोय्ल् करणीयं तस्य पेस्ट् करणीयं तत्र पलाण्डुं तत् कट् कृत्वा स्थापनीयम् इतोपि यत् यावत् आवश्यकं तावद् लवणम् इतोपि कटुः स्थापनीयं सर्वम् कोथिम्बिर् वर्तते तदपि तत्र स्थापनीयम् एतद् कृत्वा अनन्तरम् अन्यत् पात्रे बेसनम् एतदस्ति तत् तत्र जलं स्थापयित्वा मिश्रणं करणीयं यद् आलु आलुकम्मस्य यद् कृतं वयं तत् तत्र स्थापनीयं यथा कन्दुकः वर्तते तावद् तत्र स्थापनीयं तस्य आवरणं करणीयं बेसनम् इत्यस्य अनन्तरं तद् एकं पात्रे तैलं चुल्लि उपरि तैलं स्थापनीयं तद् उष्णीकरणीयं तदनन्तरं तद् बाल्स् य यद् वयं निर्मितम् अस्ति तद् तत्र तैलात् स्थापनीयम् अनन्तरं तद् यदा पच्यते तदनन्तरं तद् बहिः निष्कासनीयम् अनन्तरं पाव इत्यस्य स पावेन सह तद् परिवेषणीयम्